हा वदतु आम् आम् आम् अवश्यं वदतु आम् अस्ति तद् अवश्यं वा तद् धनं धनं कति धनम् इत्यतः हण्ड्रेड् पेज्मध्ये पञ्चदश अस्ति पञ्चदश बल्क् रूपेण तद् दत्तानि चेद् दशरूप्यकं दश धनेन कृतं दत्तम् आ दश वर्णलेखन्यः अस् आ लेखन्यां अनेकाः वर्णाः इत्यत्र भवन्ति आ आ तद् लेखनी पञ्च आरभ्य अन् पञ्च आरभ्य द्वादश इति रूपेण अङ्गिमः

पुनरपि वदतु हा हण्ड्रेड् पेज् पुस्तकं पञ्चदश धनम् अस्ति तद् बल्क् रूपेण त्वया हा बल्क् रूपेण त्वया अवश्यं चेद् दश एकं पुस्तकं दश इत्यस्य रूपेण ददामि हा दूरीकृतरूपेण अहं वदामि आम् आम् एतद् पुस्तकम् अन्यत्र किञ्चित् साधनाः अवश्यं चेद् वदतु एतद् पुस्तके सहस्ररूप्यकम् आवश्यं भवतु हा इह पुस्तकम् अन्यद् पुस्तकं विविधवर्णानां लेखन्यः श्यामफलकं सञ्चिका च सन्ति भवत्याः एतद् अवश्यं भवतु

द्वय सञ्चिकाम् आनीतं रक्तम् आम् एतद् सर्वमहम् इह इह प्रकरणं कर्तुम् अहं काल् करोमि हा उत्तमम् उत्तमं धन्यवादः